वयं ग्रामीणाः बाल्ये एव तत्र लोकयानं यदा तदा वा आगच्छति अतः बाल्ये एव अहं लोकयानं दृष्ट्वा तत्र लोकयानम् आश्रित्य ग्रामान्तरम् अपि अगच्छम् किन्तु लोकयानं न सर्वदा समीचीनं भवति इति नास्ति कदाचित् कुत्र मार्गे एव स्थगितं करोति तत्र यन्त्रम् न कार्यं करोति एवं भवति परन्तु अहं बाल्ये एव लोकयाने सामान्यतः प्रयाणं कृतवान् परन्तु तत्र ग्रामात् ग्रामं नगरात् नगरं गतवान् ग्रामतः बृहन्नगरं उदाहरणतया मैसूर् बैङ्गलूर् इत्यादि नगरमपि लोकयानम् एव आश्रित्य आगतवान् तत् पश्चात् अत्र नगरे नगरे एव इतस्ततः सामान्यतः नगरयानं यद् भवति तद् अपि लोकयानान्तर्गतमेव तत्रापि बहुवारम् तदाश्रित्य प्रयाणं कृतवान् अतः लोकयानस्य प्रयाणं कदाचित् उत्तममपि भवति कदाचित् दोषः अपि तत्र द्रष्टुं शक्यते उभयथापि तत्र अनुकूलं प्रतिकूलं वर्तते एव